भारते न्यायशास्त्रं समीचीनरूपेण निरूपितं प्रबलं च न्यायालये सम्बन्धपत्राणि निश्चयेन लभ्यन्ते अभिवक्तारः अपि उपलभ्यन्ते अनेकाः एतादृशं विवरणं कुत्र लभ्यन्ते इति न जानन्ति ते एतदर्थं कस्य सम्पर्कं कर्तव्यम् इति अपि न जानन्ति अत्र विशेषज्ञस्य मार्गदर्शनं बहु आवश्यकम् अस्ति इति मन्ये इदानीम् अन्तर्जाले बहु उत्तमविवरणानि लभ्यन्ते सर्वविधन्यायालयसम्बन्धपत्राणि अभिवक्तुः समीपे लभ्यन्ते